कथं कूपात् जलं बहिः आकर्षयसि इत्यदर्थं मतद्वयमस्ति पुरातनकाले रज्जोः उपयोगं कृत्वा तत्र पात्रस्य बन्धनं जनाः कुर्वन्ति तथा च कूपात् जलं बहिः निष्कासयति तत्र सा क्रिया तु बहु दीर्घा तथा च तत्र जलस्य वेगः अपि न्यूनः भवति जलमपि अधिकं बहिः न आगच्छति किन्तु इदानीन्तनकाले विद्युत् उपकरणस्य उपयोगः क्रियते तेन जलस्य वेगः अधिकः भवति जनाः अधिकं जलं प्राप्तुं शक्नुवन्ति तथा च जलस्य उपयोगः अन्यस्मिन् कार्ये अपि सम्यक्रीत्या कर्तुं शक्नुवन्ति विद्युत् उपकरणे ये दोषाः भवन्ति ते तु भवन्ति एव किन्तु कुपात् जलं बहिः आकर्षणार्थं तस्य अधिकं सहाय्यं दृश्यते इति मन्ये पुरातनकाले या पद्धतिः आसीत् तया पद्धत्या एषा विद्युत् उपकरणस्य उपयोगः एषा पद्धतिः अतीव सरला तथा च उपयोगाय भवति जनाः तेन कृषिकार्यार्थं तथा च अन्यकार्यार्थमपि जलस्य उपयोगः सम्यक्रीत्या कर्तुं शक्नुवन्ति जनाः कूपात् जलं बहिः आकर्षणाय ये नियमाः तथा च ये साधनानि यानि साधनानि आनयन्ति तः तानि साधनानि अधिकानि उपयुक्तानि सन्ति